भारतीयसंस्कृतौ पारम्परिकं पारम्परिकं नृत्यरूपाणां महत्त्वं किम् इति चेत् अस्माकं परम्परायां किमपि संस् संस्कृतिः वर्तते तद् सर्वमपि अस्माकं पारम्परिकरूपाणां वैशिष्ट्यमेव तत्र पारम्परिककलासु पारम्परिकककलासु विद्यते कुच्चुप्पुडि भरतनाट्यं कथकळि मोहिनी आट्टं ओटन्तुळ्ळल् शीतगन्तुळ्ळल् परयन्तुळ्ळल् सर्वमपि अत्र पारम्परिककलासु पारम्परिक नृत्यरूपेषु पारम्परिक नृत्यरूपेषु वर्तते तत्र कथकळि पा ओटन्तुळ्ळल्व अथवा अन्यं किम् अस्ति चेद् कूडियाट्टम् उदाहरणार्थं कूडियाट्टम् अस्माकं संस्कृतेः संस्कृतेः संस्कृतेः एका महती महती प्रज्ञा तत्र तत्र वर्तते तत्र कूडियाट्टं कूडियाट्टे वर्तते कूडियाट्टः एकं संस्कृतकलारूपं कूडियाट्टम् एकम् एकं संस्कृतकलारूपम् इति वर्तते तत्र कोटियाट्टं मध्ये तत्र मुद्रा संस्कृतरूपी रूपी मुद्राः एव सन्ति संस्कृते विध्यमानाः वचनाः लिङ्गाः सर्वमपि वचनानि लिङ्गानि संस्कृते विद्यमानानि वचनानि लिङ्गानि सर्वमपि तत्र मुद्रा माध्यमेन क्रियन्ते मा तदे तद् तथोप्यधिकम् अपि अपि तत्र सङ्गीतं सङ्गीतमपि संस्कृतं संस्कृतरूपेण एव कूडियाट्टे द्रष्टुं शक्यते